दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् इति काव्यं दृश्यं श्रव्यं चेति द्वेधा विभक्तम् तत्र श्रव्यकाव्यं पुनः गद्यं पद्यं चम्पूश्चेति त्रेधा विभज्यते आलङ्कारिकैः गद्यम् इति शब्दः गदव्यक्तायां वाचि इत्यनेन धातुना निष्पन्नः वेदेष्वेव गद्यसाहित्यं दृश्यते गद्यसाहित्यस्य मूलं वेद एव यजुर्वेदे पद्यभागः यथा वर्तते तथा बहुत्र गद्यभागोऽपि दृश्यते तस्मात् यजुर्वेदः गद्यसाहित्यस्य मूलम् गद्यसाहित्ये नैके कवयः प्रवृत्ताः दृश्यन्ते बाणभट्टः दण्डी एवम् अन्ये च कवयः तत्र सन्ति बाणभट्टेन कादम्बरी हर्षचरितं चेति गद्यकाव्यद्वयं विरचितम् गद्यसाहित्येऽपि प्रकारद्वयं प्रसिद्धं वर्तते आख्यायिका कथा चेति एवं गद्यसाहित्यस्य विचारः